भारतीयशिक्षणव्यवस्था बहु सम्यक् अस्ति इति मम अभिप्रायः माध्यमिक प्राथमिकस्तरे वा भवतु माध्यमिकस्तरे वा भवतु उच्चस्तरेव भवतु अस्माकं शिक्षापद्धतिः अति समीचीना वर्तते इतोऽपि भारतदेशस्य शिक्षास्तरं वर्धयितुं यदि सर्वे अपि महाविद्यालयाः विश्वविद्यालयाः न्यू एजुकेशन् पालिसि इति सर्वकारेण यद् प्रवर्तितम् अस्ति तद् अनुगुणं स्वकीयां शिक्षणव्यवस्थां यदि परिवर्तयन्ति तर्हि अस्माकं शिक्षास्तरः इतोऽपि वर्धते इति लवलेशः अपि अत्र संशयः न अस्ति मम अत्र समस्या का इत्युक्ते युवकाः बहवः उच्छशिक्षां प्राप्तुम् विदेशोन्मुखाः भवन्ति इति मुख्या समस्या अस्ति विदेशे प्राप्यमानः स्तरः अस्माकं देशे न प्राप्यते वा इति कदाचित् प्रश्नः उदेति निश्चयेन प्राप्यते एव तद् दृष्ट्या तेषाम् इतोऽपि किञ्चित् तेषां मनसि किञ्चित् विश्वासः उत्पादनीयः भवति अस्माकं देशे एव तादृशं स्तरयुक्तम् शिक्षण लभ्यते इति तेषां मनसि वित् विश्वासः यदि भवति तर्हि अत्रैव भूत्वा शिक्षां प्राप्नुवन्ति उच्चस्तरशिक्षामपि तदर्थं तत्र एन्नीपि इति यत् सर्वकारेण प्रवर्तितं तद् अनुगुणं किञ्चित् अस्माकं शिक्षापद्धतिः परिवर्तनीया भवति इतोऽपि एका समस्या मम दृष्ट्या अस्ति या शिक्षाव्यवस्था सर्वकारेण कल्प्यते सा शिक्षाव्यवस्था सर्वेषु राज्येषु न अनुसृयते इति उदाहरणार्थं तमिल्नाडुप्रदेशे तमिल्नाडुराज्ये ये सर्वकारीयाः विद्यालयाः सन्ति नाम तमिल्नाडुसर्वकारस्य विद्यालयाः प्राथमिकस्तर माध्यमिकस्तर विद्यालयाः सन्ति तत्र गुणवत्ताशिक्षा न दीयते छात्रेभ्यः इति मम अभिप्रायः अस्ति सिबिएस्सिद्वारा प्रवर्तिताः ये विद्यालयाः सन्ति सिबिएस्सि बोर्ड् अनुसृत्य या ये विद्यालयाः पाठयन्ति तत्र किञ्चित् शुल्कं सर्वम् अधिकम् अस्ति इत्यतः प्रायेण सम्पन्नाः जनाः तत्र गन्तुम् शक्नुवन्ति किन्तु अन्ये जनाः येषाम् आर्थिकस्थितिः तावत् सम्यक् नास्ति ते सर्वे तमिल्नाडुराज्यसर्वकारेण प्रचाल्यमानाः विद्यालयाः ये सन्ति तत्रैव स्वकीयं पुत्रं पुत्रीं च योजयन्ति तत्र स्तरयुक्ताशिक्षा न वर्तते इति मम अभिप्रायः अस्ति तदर्थम् केन्द्रीयसर्वकारः यद् किञ्चित् करोति चेत् अस्माकं राज्यस्तरे राज् राष्ट्रीयविद्यमानाः अन्य विद्यालयाः राज्यसर्वकारेण प्रचाल्यमानाः विद्यालयाः अपि स्तरयुक्ताः भवन्ति इति मम अभिप्रायः